अस्य क्षेत्रस्य एम् पि भवति बूमन्नकरुणाकर् रेड्डि महोदयः तैस्सह मम वैयक्तिकसंवादः न कदापि जातः मम अनुभवः तावत् अस्माकं विश्वविद्यालयस्य कार्यक्रमेषु तेषाम् आह्वानेन तेषाम् आगमनेन तेषां भाषणं श्रुत्वा तावता मम परिचयः मया प्राप्तः तैस्सह